अस्माकं प्रदेशे गमन स्थानीययानव्यवस्था तु बहु उत्तमम् अस्ति त्रिचक्रिकावाहनं कार् यानं बस् यानं सर्वं बहु उत्तमम् अस्ति बहु उतत्मम् अस्ति अत्र यत्र कुत्रापि समीपे समीपे गन्तव्यं चेत् त्रिचक्रिकायानं यानेन गन्तुं शक्नोति त्रिचक्रिकायानस्य धरमपि बहु अधिकमिति नास्ति अधिकमिति नास्ति तत्र केवल एकः धरं निगदितं कृतवन्तः तत्र ते धरं स्वीकृत्य कुत्रापि गन्तुं शक्यते अनन्तरं कार् यानं तु बहु अधिकम् अस्ति लोकयानस्य सिटि बस् इति अस्ति खलु लोकयानस्य तत्तो बहु सम्यक् पञ्चनिमिषं पञ्चपञ्चनिमिषम् एकं लोकयानम् अस्ति यत्र कुत्रापि गच्छामः चेत् किमपि रात्रौ मध्यरात्रि मध्ये अपि यत्र कुत्रापि गच्छामि चेत् अपि तत्र यानस्य व्यवस्था अस्ति अस्माकं जिल्ला मध्ये तत् तद् जिल्लामध्ये अस्माकं स्थलीयस्तानमध्ये बहु उपयोगं तत् बहू यात्रौ यानव्यवस्था तु बहु उत्तममस्ति